अहं शिक्षाऋणस्य विषये वस्तुतः न जानामि तथापि वदामि कश्चन अध्ययनं कर्तुम् इच्छति चेत् तस्य कृते ऋणं दातव्यमेव कुतः इत्युक्ते ज्ञानस्य अपेक्षया अन्यत् किमपि महत् न वर्तते अतः ज्ञानं प्रधानं प्रधानस्य विषये अधिकं चिन्तनं कर्तव्यम् अतः ऋणं दातव्यम् एव ऋणं दातव्यम् इति चेत् कुत्रचित् ऋणं न दातव्यं कुत्रचित् ऋणं दातव्यम् इत्यपि भवति शिक्षा विषये यदि पश्यामः तर्हि तत्र ऋणं दातव्यमेव अपि च एवमेव ऋ ऋणस्य लाभः गृहीतं वा ऋणस्य लाभः भवत्येव यतः शिक्षाविषये शिक्षणं शिश् शिक्षणस्वीकारेण अस्माकं लाभः भवत्येव जीवने वा अथवा जीवनस्य अग्रे भविष्यकाले वा अस्माकं ऋणस्य लाभः भवति ऋणं स्वीकृतं चेत् अग्रे तत् पुनः दातुं शक्यते शिक्षणं प्राप्य तदृणं यद् अर्जितं तद् अग्रे शिक्षणेन एव दातुं शक्यते एवं ऋणम् अन्येभ्यः द दत्वा शिक्षणं तस्मै दत्वा एवं तम् उद्धारमपि कर्तुं शक्यते तेन देशस्य उपयोगः भवति एवं देशस्य उपयोगकरणेन अस्माकं जीवनं सम्र सम्यक्तया विनियोक्तुं शक्यते एवं शिक्षणं नाम तत्र संस्कारयुक्तं शिक्षणं दातव्यं कथञ्चित् किमपि किमपि शिक्षणं तत्र ऋणं न दातव्यं यत्र तु संस्कारयुक् युक्तशिक्षणं वर्तते तत्र ऋणदानेन अस्माकमपि पुण्यं वर्धते यः अध्ययनं करोति तस्यापि पुण्यं वर्धते इति शिक्षणं ऋणं शिक्षऋ शिक्षाऋणस्य विषये एवं वक्तुं शक्यते